भारतदेशे विभिन्नाः भाषाः दृश्यन्ते यथा तेलुगु हिन्दी कन्नड तमिल् मराठी इत्यादिकम् जननिसंस्कृतम्बुदेशभाषलुकुनु इति महाकविना श्रीनाथेन सुष्ठु उक्तम् तासु राष्ट्रीयभाषासु संस्कृतस्य प्रभावः बहु दृश्यते सर्वासां भाषाणामपि संस्कृतभाषा मातृभाषा इति उच्यते राष्ट्रीयभाषासु सर्वासु अपि संस्कृतभाषायाः बहूनि पदानि दृश्यन्ते तासां भाषाणां साहित्यादिकञ्च संस्कृतसाहित्येन प्रभावितम् इति वक्तुं शक्यते संस्कृतकाव्येषु याः कथाः श्रूयन्ते ताः एव आधारीकृत्य प्रान्तीयभाषासु अपि काव्यादिकं रचितम् इति ज्ञायते रचनाशैल्यामपि संस्कृतकवीनां शैल्याः प्रभावः दृश्यते